हरिः ओं ब भगिनी एतद् डेरी अस्ति वा आम् अहं पौङ्घ्णा अस्मि मया दशः दश लीटर् दुग्धमपेक्ष्यते तथा च पञ्च किलो श्रीखण्डम् एवं च पञ्च किलो ग् किं घृतम् अपेक्ष्यते तर्हि आमां तर्हि एताः हरिः ओम् आं तर्हि आं कति रूप्यकाणि सन्ति दशलीटर् दुग्धं पञ्च आम् आं पञ्च किलो श्रीखण्डः पञ्च किलो घृतम्

परन्तु अहं बहूनि वस्तूनि क्रीणामि तर्हि भ भवती डिस्कौण्ट् ददातु एवं वा आं तर्हि आं कति तर्हि कति रूपयकाणि सन्ति आं चलतु तर्हि अहं कदा पर्यन्तम् आगमिष्यामि भवत्याः डेरि मध्ये

आं तर्हि अहम् अहम् एकवादनपर्यन्तम् आग्च्छामि आगमिष्यामि आमाम् आमां धन्यवादः इतोऽपि कुत्र अस्ति तद् डेरि आम् आम् आम् एवं वा चलतु तर्हि अहमागमिष्यामि एकवादने भवती तद् पेक् करोतु अहं बहु शिघ्रेण आगमिष्यामि मम गृहे कार्यक्रमः अस्ति तर्हि आम्

आम् आं भवती मम मम नाम लिखतु आर्डर् उपरि मम मम नाम पौन्ष्णा बेताल् इति आं तर्हि धन्यवादः